नमस्कारः महोदये अस्मि कथञ्चित् आं भवती एकम् आर्ट् दत्तवती तत्तु कर्तुं न शक्नोमि बहुप्रयासं कुर्वन्नस्मि परन्तु मम द्वारा न भवति किं करोमि अहं कथञ्चित् उत्तमं बहु उत्तमं प्रश्नं कृतवती अहन्तु मम पार्श्वे भवत्या दूरवाणीसङ्ख्या एव नास्ति इ इतोऽपि मम दिनत्रयं किञ्चित् शर्दिज्वरः आसीत् कथं वा विद्यालयम्प्रति आम् अस्ति किञ्चित् किञ्चित् परन्तु तादृशं सम्यक् न अभवत् इदानीमपि किञ्चित् किञ्चित् अस्ति आम् आं किञ्चित् खादितवान् अहं एतद् किञ्चित् किञ्चित् कृतवान् तद् भवति पश्यतु यदि सुन्दरतया न भवति चेत् भवती एकं वारं तत् कृत्वा प्रददातु मह्यम्

अहं दिनत्रयं कृतवान् कृत्वा कृत्वा अहं बहुपरिश्रान्तः अभवम् कथं तस्य उद् प्रारम्भं करोमि कथं वा समाप्तिं करोमि तदेव मम शिरसि न आगच्छति पठने अस्मि कथञ्चित् परन्तु आर्ट् मध्ये मम किमपि न आगच्छति दिनत्रयं प्रयासङ्कृत्वा अपि किमपि न आगतम् एतदार्टं तु करोमि कथञ्चित् किं वा करोमि करोमि आम् आं निश्चयेन निश्चयेन आगच्छामि तर्हि आं न् नमस्कारः स्थापयामि पुनर्मिलामः